अहं तु प्रायः वार्तां न पश्यामि किमर्थम् इत्युक्ते समयस्य तद् अभावात् अहं चुम यदा समयः भवति तदा वार्तां पठामि तदापि अस्माकं चन्नैनगरे अहं यत्र वसामि तत्र तु तमिळ्भाषायामेव वार्ताः प्रचलन्ति तदापि अत्र दूरदर्शनम् अस्ति इति कारणेन अतः अन्यत् प्रदेशानां वार्तामपि अस्माभिः द्रष्टुं शक्यते तेषां मातृभाषायां तथापि हिन्दिमध्येपि दूरदर्शनम् इति दूरदर्शनम् इति एकम् चानल् अस्ति तत्र एकः समयः अस्ति नरेन्द्रमोदीमहोदयेन एकम् एकं कल्पितम् अस्ति तत्र एकः समयः वर्तते प्रातः काले दशनिमिषाः सायङ्काले रात्रौ दशनिमिषाः इति तत्र मातृभाषाणां वार्ता प्रचलति तदनन्तरं तस्य अग्रिमं दशनिमिषं संस्कृते अपि तत्र वार्ताम् वयं द्रष्टुं श्रोतुम् अपि शक्यते तदनन्तरं तद् दूरदर्शनं विहाय अस्माकं इण्टर्नेट्मध्ये यूटूब्मध्ये स्वीटिवि इति एकं प्रसिद्धं संस्कृत चानल् अस्ति तत्रापि संस्कृतस्य संस्कृते वार्तां संस्कृतभाषायां वार्ता प्रचलन् अस्ति अहम् अन्यत् अन्य बहवः जनाः संस्कृते वार्तामपि आरब्धवन्तः फ़्रील्यान्सिङ्ग् एव